यदि मम ग्रामे कश्चित् सर्पेण दष्टः भवति तर्हि अहं आदौ यत्र सर्पः दष्टः तस्मिन् भागे एकया रज्वा समीचीनं दृढम् एकं बन्धनं स्थापयामि यतः विषः सम्पूर्ण देहे न प्रसरतु इति एतदर्थं एवं करिष्यामि नाम यत्र सर्पः दष्टः तदुपरि भागे नाम उदाहरणार्थं पादयोः यदि पादे अथवा पादे यदि दष्टः तर्हि उपरि भागे एकं बन्धनं स्थापयामि अनन्तरं रक्तः यदा बहिर्गच्छेत् तथा सूक्ष्मतया चर्मणः छेदः कर्तव्यो भवति एवं कृत्वा चिकित्सालयं प्रति नीयते तद्भयन्तरे कथमपि जलं तस्य कृते यथा ने न देयं तथा दृश्यते यदि जलं दीयते तर्हि विषं सम्पूर्णदेहे झटिति प्रसरति तस्मात् एवं पूर्वं कृत्वा अनन्तरं चिकित्सालं चिकित्सालयं प्रति नयामः